संस्कृतभाषा अस्माकं भारतदेशस्य प्राचीनभाषा अस्ति संस्कृतभाषा सर्वभाषाणां जननी अस्ति संस्कृतभाषा देवभाषा अस्ति इति मन्यते संस्कृतभाषा सुरसा सुभाषा सरला च अस्ति कालिदासस्य भाणस्य भासस्य इत्यादि कवीनां च साहित्यरचना संस्कृतभाषायां सन्ति वाल्मीकिरामायणम् माहर्षिः व्यासस्य महाभारतं भास्कराचार्यस्य गणितविषयग्रन्थस्यापि संस्कृतभाषायम् एवं सन्ति सङ्गणकेणेषु उपयुज्यानाम् अपि संस्कृतभाषा बहु उपयुक्ता अस्ति संस्कृतभाषायाम् अध्ययने उच्चारनणशुद्धिः वर्तते संस्कृतभाषायाः कारणात् बुद्धिः विचारः च साङ्घ संस्काररूपाणां भवन्ति संस्कृतभाषा भारतीयसंस्कृतेः प्रतीकम् अस्ति विद्यालयेषु अनिवार्यशिक्षणं संस्कृतशिक्षणं नियुक्तः संस्कृतभाषायां प्रचारार्थं स्थापनाय तत् स्थापनं संवा तत् सम्बन्धानां वा विषयानां च सः सहितं संस्कृतभाषा प्रचारस्य व्यवस्थां कर्तुं संस्कृतं न गन्तुं वर्तमानं वार्ता पदार्थं पठितुं शृोतुं च समासः समासजीर्णेषु वर् सर्वदा एकं एकप्रकारस्य तत्त्वं दृश्यते यस्याः वर्णनं करणीयं वार्तद्वारा प्रायाः शब्दावलिः शीघ्रं विकासः विकसिता भवति भाषायाः सिद्धान्तम् अधिकतया ज्ञातुं शब्दकोशस्य व्याकरणपुस्तकानां च उपयोगं कुर्वन्तु संस्कृते लघुकथाः पठन्तु भवतः बालकानां कृते संस्कृतशिक्षणस्य लाभाः अन्यभाषायाम् आधारः पठितुं लिखितुं च सुलभः उत्तमं संज्ञा नामकं कार्यम् उत्तमं क कार्य सम्भवानां ब इत्यादि